सत्यम् अहं नलिकाजलं प्रतिदिनं प्राप्नोमि एतेन नलिकाजलेन मम जीवनं सुकरमस्ति वस्त्रप्रक्षालनम् पाकगृहस्य सर्वपात्राणां प्रक्षालनं गृहस्य शुद्धीकरणं अपि च गृहस् गृहं परितः स्वच्छीकरणं ममापि स्नानार्थम् इत्यादि कार्याणां कृते बहु उपयोगाय भवति तज्जलं स्वच्छमेव भवति